तत्र सामाजिकपरिवर्तनं सर्वदा प्रपञ्चे काले काले अपेक्षितं भवति सामाजिकपरिवर्तनाय बहवः स्वीयं प्रयत्नम् अवश्यं कुर्वन्ति तत्र प्रधानः भागः भवति कदाचित् सर्वकारस्य सर्वकारपक्षतः केचन स्वीयवित्तद्वारा अपि सामाजिकपरिवर्तनं कर्तुम् इच्छन्ति यथाशक्तिः कुर्वन्त्यपि किन्तु सर्वकारः यदा तस्य कृते सहायं ददाति तदानीं तद् इतोऽपि प्रपञ्चं प्रति ज्ञातं भवति उदाहरणार्थं सामाजिकपरिवर्तनं साक्षात् न भवति तत्र पूर्वं कानिचन सोपानानि भवन्ति प्रत्येकस्य सोपानस्य उद्देश्यं फलं च भिन्नं भवति तत् सर्वं परिलक्ष्य सामाजिकपरिवर्तनं जातं वा न वा इति अस्माभिः फलं यदा प्राप्यते तदानीं महान् कालः तत्र व्यतीतो भविष्यति अस्माकं समाजिकपरिवर्तनं कदापि झटिति सम्पन्नम् इति नास्ति सर्वदा परिवर्तनाय किं भवति इत्युक्ते कालः अपेक्षितो भवति इदं झटिति फलं लब्धुं तत्र न शक्यते सामाजिकपरिवर्तने प्राधान्येन जनानां मनसि यः परिणामः वर्तते सः परिणामः कीदृशः इति आदौ ज्ञातव्यं भवति कदाचित् स्वस्य कृते तद् समीचीनम् इति भाति तद् किन्तु परेषां कृते पीडाय भवति यद् कदाचित् अस्माद् उक्तं मनसि पीडा इति स्यात् अतवा कष्टम् इति स्यात् किन्तु तद् जनानां कृते बहु आनुकूल्यं कल्पयति तत्र उदाहरणार्थं मार्गनिर्माणम् इति वर्तते अथवा देवालयनिर्माणम् इति वर्तते अथवा क्वचित् प्राक् स्थले किं भवति एकस्मिन् ग्रामे देवालयोऽपि भवति अनन्तरम् अन्य मतस्यापि स्वीयं यत् श्रद्धाकेन्द्रम् अस्ति तदपि भवति तत्र तयोर्मध्ये यथा वैमनस्यं न स्यात् तथा सामाजिकपरिवर्तनम् अस्माभिः कर्तव्यं भवति यथाशक्तिः जनानां मनसि श्रद्धा जागरणीया भवति तेन च अस्माकं यः विचारकालः अस्ति अस्माकं धर्मस्य उपरि यः विचारकालः अस्ति सः अत्र सम्यक् सुरक्षितो भविष्यति एवं च सामाजिकपरिवर्तनाय यथाशक्तिः अभिवृद्धिः अवश्यं करणीया भवति स्वपक्षतः अथवा सर्वकारपक्षतः अथवा समष्टिरूपेण यत्नः इत्येवं बहु विधानि तत्र कार्याणि वयं कर्तुं शक्नुमः येन च जनानां मनसि समीचीनःपरिणामः उत्पद्येत